टी स्यूतं स्वीकृतम् आसीत् मम द्वितीय प्रोडक्ट् रूपेण किन्तु किञ्चिदपि किञ्चिदपि उत्तमता तत्र किमपि नासीत् सीवनं सूत्रं छिन्नम् अस्ति एवं तत्र तत्र छेदः अपि दृश्यते वस्त्रस्य क्वालिटी अपि तावदुत्तमं नास्ति अतः एतत् समीचीनं नास्ति इत्येव वदामि